मम राजकीयपक्षः इत्युक्ते बि जे पि एव भारतीयजनतापार्टि मम नेता यदि आदर्शनेता इत्युक्ते मोदीवर्यः एव ते कार्यं सामान्यतया न कुर् न कुर्वन्ति हिन्दूजनानाम् अबिलक्ष्य ते सर्वदा कार्यमग्नाः भवन्ति भारतीयः भारतीयान् सर्वानभिलक्ष्य अभिलक्ष्य एव कार्यं कुर्वन्ति एव किन्तु यदि आधिक्यतया मम अभिप्रायः तथा अस्ति अस्मान् उद्दिश्य एव कार्यं कुर्वन्ति इति धिया किं तत्र बहु बह्व्यः योजनाः सः समायोजिताः ते पुनः अहं कदापि तान् न मिलितवान् अस्माकं हैद्राबाद् आगताः स्टाच्यू निर्माणार्थं स्टाच्यू ओपन् करणार्थं रामानुजस्टाच्यू ओपन् करणार्थमागताः किन्तु मम उद्योगकारणात् तान् न मिलितवान् किन्तु तत् आन्लैन् मध्ये दृष्ट्वा एव अहं सन्तोषदायकं सं सन्तोषमनुभूतवान् किन्तु मम इच्छा तथा भारतीयजनतापार्टी उपरि एव भवति अस्माकं प्रदेशे अपि भारतीयजनतापार्टी मेम्बर् कृते एव अहं वोट् स्थापयामि तथा मम इच्छा भवति इति